अहं गुल्लसत्यनारायणः अस्माकं प्रान्तं तु तेलङ्गाणाराज्यं तेलङ्गाणाराज्ये भाग्यनगरं तत्र उस्मानिया यूनिवर्सिटी मध्ये अहं पठितवान् आसं संस्कृतं संस्कृतविषयं तत्र अस्माकं विद्यानन्द आर्यमहोदयः अस्ति सः सः मुख्यविद्वांसः सः बहुत्र उत्तरप्रदेशे अपि कार्यं कृत्वा अत्र आगतवान् अस्ति व्याकरणविषये सः उत्तमं पाठयति अनन्तरम् अस्माकं प्रान्ते तेलुगुभाषा संस्कृतभाषायाः द्वयोः अपि विद्वांसः अस्ति श्रीरग्वाश्रीहरिमहोदयः सः अपि सम्यक् पाठितवान् अस्ति संस्कृतं व्याकरणं इत्यादिसर्वान् विषयान् अपि सः उत्तमतया पाठितवानस्ति एवं ब् बहवः विद्वांसः आ मां पाठितवन्तः ते तेषां मध्ये अस्माकं एन् सि टि आचार्यमहोदयः संस्कृतभारत्याः भूतपूर्व अध्यक्षः अस्ति आसीत् सः सः अपि मां सम्यक् पा पा पाठितवान् तेन तस्य कारणेन एव अहं संस्कृतं एतद् पठन् अस् पठितवान् अस्मि एवं संतोषविषयः अस्ति